मया पाठयितुं इष्यते इति कृत्वा अत्र यदा अथवा शिबिरेषु यदा मया पाठयितुम् आरब्धं तदा तत्र मया एवं अनुभवः प्राप्तः यत् तत्र सहना अधिका अपेक्षते इति तत्र तत्र केवलं मया अनुभूतम् इति न अपि तु अनेकेषु कार्येषु सहना अपेक्षता एव सहनाभावात् क्वचित् क्लेषः अपि मया अनुभूतः तस्मात् प्रधानजीवनपाठः इति चेत् सहना भवितव्या इत्येव तस्मात् मया तत् सम्यगेव पठितम् मया तस्य उपयोगः जीवने सम्यगेव क्रियते अधुना यतोहि अधुना यदि कश् किञ्चित् कार्यम् आगच्छति चेत तत्र मया सहनयुक्ततया एव कार्यम् इति कृत्वा तेन मह्यं मनः क्लेषः कोपि न भवति इति अयम् उत्तमः अंशः